हेलो ज़ोमाटो ह्यः अहं ग्रीन् लीफ् तः एकम् आर्डर् कृतवती भवतः किमुच्यते डेलिवरि बाय् किमपि उत्तमं नास्ति बहु क्रोधेन विलम्बेन दत्तवन्तः अर्धगण्टा इति उक्तवान् परन्तु एकगण्टानन्तरमेव दत्तवान् किमिति पृच्छति चेत् बहु क्रोधेन उत्तरं दत्तवान् एकवारं पृच्चतु अहं रेटिंग् अपि न दत्तवती सो बहु तत्र सम्भाषणरीत्या न उत्त् उत्तमम् अस्ति अस्तु एकवारं पश्यतु